तरणं के पठन्ति ते क्रमशः न पठितुम् इच्छन्ति यतोऽहि तरणशिक्षणार्थं मूल्यम् अधिकं भवति अतः जनाः चिन्तयन्ति स्वयमेव पठितुं शक्यते इति चिन्तयन्ति परन्तु तत्र किं भवति यदा तरणकुण्डे कुर्वन्ति तदा कर्तुं शक्यते तरणकुण्डे कृत्वा कृत्वा ते चिन्तयन्ति अहं कुत्रापि गच्छामि तत्र कर्तुं शक्यते इति परन्तु किं भवति नद्यां जलस्य वेगः भिन्नः समुद्रे जलस्य वेह वेगः भिन्नः सर्वं युवकाः इदानीं न चिन्तयन्ति यत्र कुत्रापि जलं दृष्ट्वा ते ते जले गन्तुम् इच्छन्ति अतः तत् सम्यक् नास्ति तत्र सुरक्षा अपि नास्ति अतः क्रमशः एव पठितव्यम् इति अस्ति अनन्तरम् इतोऽपि केचन जनाः सन्ति ते जले भयम् अनुभूत्य अनुभूत्वा कुत्रापि जले न गच्छन्ति तथापि न करणीयः अतः किं करणीयं तेषां कृते इत्युक्ते प्रथमं तरणकुण्डे तरणं शिक्षणं प्राप्य अनन्तरं यत्र कुत्रापि कर्तुं शक्यते तरणकुण्डे बहु सुरक्षा अस्ति अतः तत्र किमपि भीतिः न आवश्यकम् शिक्षकाणां द्वारा तरणशिक्षणं प्राप्तुं शक्यते